मया एकादशवादने ओला केब् बुक् कृतम् अहं गृहलक्ष्मि लेयौट् मध्ये बेङ्गळूरुनगरे वसामि इदानीं सार्ध एकादशवादनमस्ति सः न आगतवान् अतः कृपया केन्सल् कुर्वन्तु केब् केन्सल् कुर्वन्तु